अहं मित्रैः सह बहुवारं बैकिङ्ग् प्रवासं गतवान् प्रथमतया वयं योजना कर्तुं शालायां शालाय शालायाम् एव योजना कृतवन्तः तत्र बैक् पार्किङ् कुत्र करणीयं कुत्र कुत्र स्टाप् करणीयम् अनन्तरं भोजनम् इत्यादिकं कुत्र करणीयम् इति वयं पूर्वसज्जतां कृतवन्तः अहं मैसूर् मध्ये वसामी इत्यतः प्रथमतया वयं चामुण्डी बट्टां द्रष्टुं गतवन्तः प्रातः चतुर्वादने एव उत्थाय तत्र गत्वा वयं सूर्योदयं दृष्टवन्तः अनन्तरम् आगमनसमय् समये होटल् मध्ये उपहारं स्वीकृतवन्तः